विद्यालयेषु अधिकाः व्यावसायिकशिक्षाः इत्युक्तौ यथा काष्टकर्म प्लम्बिङ्ग् सीवनं कुक्कुटपालनं पशुपालनं पाठनीया इति चिन्तयसि वा इति पृष्टम् आं चिन्तयामि अयं च व्यवस्था अत्यधिकतया बालिकानां कृते एव उपयोगाय कल्पते यथा यदा ताः शिक्षणं समाप्य विवाहं कृत्वा गच्छन्ति तदानीं तेषां कृते तासां कृते सीवनमित्यादिकं वा अथवा पशुपालनं पुनः व्यवसायविषये वा ज्ञानमपेक्षते एव तत् तु तद् तज्ञ्ज्ञानं नास्ति चेत् व्यर्थमेव इति भाति तस्मात् विद्यालयेषु अस्य सर्वस्यापि पाठनम् अवश्यं कर्तुं करणीयं तथा च बालिकाः बालकाः ये भवन्ति ते तु व्यसायविषये किञ्चित् ज्ञात्वा एव ज्ञाताः स्युः एव कुतः इति चे अधुना तु सर्वेऽपि डाक्टर् इञ्जिनीयर्स् एव भवितुम् पारयन्ति न केनापि व्यवसायं कर्तुम् इच्छन्ति यदि व्यवसायमेव नास्ति तर्हि भारतस्य आर्थिकव्यवस्था वा कथं रक्षणीया तस्य रक्षणार्थं वा व्यवसायः व्यवसायः करणीयः एव तस्मात् ये ये विद्यालयाः अधुना दृश्यन्ते ते सर्वे अपि व्यव् व्यवसायविषये पुनः सीवनं वा पशुपालनादीनां विषये किञ्चित् वा बोधनीयं तथा च तस्य च उपयोगः कः इति बोधनीयं वर्तते एवं यदि क्रियते तर्हि अस्माकं भारतस्य आर्थिकव्यवस्थापि रक्षिता भवति एवं तेषामपि जीवने तेषां जीवनमपि अत्यधिकतया सुन्दररूपेण भवति इति तस्मात् सर्वे सर्वेषु विद्यालयेषु अपि विद्यालयेषु सर्वेषु विद्यालयेषु अपि अस्य च पाठनं भवतु इति मम आशयः